अस्मिन् बेङ्गलूरुनगरे विद्युत्प्रवाहः अधिकः अपेक्षितः किमर्थं नाम अत्र जनसंख्या अधिका वर्तते अत्र यदि न्यूनं भवति जनानां कार्ये नैर्भर्यं न भवति तदा तेषां कार्यालये तर्जनञ्च भवति यदि कार्यं न समाप्यते तेषां कृते धनमपि ल लभ्यते अत्र कर्नाटके जलाभावः अस्ति इति कृत्वा अत्र विद्युत् उत्पादनं किञ्चित् न्यूनं जायमानमस्ति तदर्थम् अत्र विद्युत् न्यूना जायमाना वर्तते यदि सम्यक् भवति जलं जलरक्षणं क्रियते तदा विद्युत् अपि सम्यक् उत्पादयितुं शक्यते तदा सर्वत्र ग्रामेषु विद्युत्प्रवाहः सम्यक् भवति ये इदानीं लघु ग्रामेषु सम्यक् विद्युत्प्रवाहः नैव भवति एकदा प्रातः उदाहरणार्थं त्रिवादने आगतं चेद् पुनः रात्रौ घण्टाद्वये गच्छति पुनः नैव आगच्छति आगच्छति चेत् सार्धघण्टा भवति एवं भवदि चेत् जनानां कृते क्लेशो भवति वाटिकायां ये कार्यं कुर्वन्ति तेषां कृते जलं जलं त्यक्तुमपि क्लेशः क्लेशकरं भवति एवं न एवं न स्याद् इति कृत्वा अस्माभिः सम्यक् जलरक्षणञ्च कर्तव्यं तदा विद्युत्प्रवाहः सम्यक् भवति अनन्तरम् अस्माभिः विद्युत् न्यूना उपयोगः करणीयः